अहं तु नागपुरनगरे निवसामि अत्र सर्वाः व्यवस्थाः उत्तमाः अनन्तरं यस्मिन् भागे यस्मिन् परिसरे अहं निवसामि सः तु परिसरः बहु उत्तमः अस्ति तत्र वैद्यकीयव्यवस्था उत्तमा एव अनन्तरं सामान्यजनानुकूलव्यवस्था इति मन्ये आं पूर्वं यदा अहं महाराष्ट्रे एव ग्रामे निवसामि स्म तत्र तु कापि व्यवस्था नासीदेव यदा बहु गभीरः प्रकृतिः भवति स्म तदा तु कष्टकरमासीत् सुदूरं गमनं मध्येव किमपि भवति तर्हि तत्र उपायाः एव न तत्र ग्रामे तादृशं जीवनम् आसीत् परन्तु इदानीं विकासः जातः ग्रामे अपि उत्तमाः सुविधाः सन्ति इदानीम् नगरे तू व्यवस्थाः सम्भवन्ति एव अस्माकं परिसरे तु विशालः रुग्णालयः अस्ति अनन्तरं तत्रा व्यक्तिगत अस्ति तत् रुग्णालयः प्रैवेट् रुग्णालयः तत् परन्तु सः रुग्णालयः तस्मिन् रुग्णालये उत्तमाः व्यवस्थाः अत्याधुनिक उपकरणानि वैद्यकीय उपकरणानि तर्हि उत्तमा व्यवस्था अस्ति इति दृढं कथितुं शक्यते